शिल्पकलाम् अध्येतुम् इच्छुकेभ्यः प्रथमं चित्रलेखने अभ्यासः नितराम् अपेक्षितः भवति प्रथमं ते यत्किञ्चित् दृश्यं पश्यन्ति चेत् तत् तथैव लिखितुं चित्रीकर्तुं ते शक्ताः भवेयुः अनन्तरं तेषां मनः तेषां देहः बुद्धिः एवम् एतेषां सर्वेषां समता अथवा एकाग्रता नितरां तेभ्यः अपेक्षिता भवति अत्र वयं कश्चन शिल्पी वर्तते सः पञ्चशिल्प शिल्पेषु निपुणः शिल्पकला इत्युक्तौ मृदः अनन्तरं शिलायाः शिलायाः एवं पञ्चस्थानेषु तेषां कला भवति तादृशः निपुणः अत्र वर्तते तेषां सविधे वयं शिक्षितवन्तः बहुसमीचीनः अध्येता सः